हरिः ओं महोदय अहं गीता भाषयन्ती अस्मि शृङ्गेरीतः इतः अहम् एवं मम कुटुम्बः अपि कुत्र नाम किञ्चित् ह् प्रदेशं यावत् गन्तुम् इच्छुकाः स्मः परन्तु भवतः चालकः ह्यः तु उक्तवानासीत् आगच्छामीति समये परन्तु अर्धघण्टा यावत् जाता इदानीमपि सः नागतवान् एवं यदि दूरवाणीं कुर्मः तदानीमपि रिसीव् न जायमानमस्ति तस्य तस्य सः रिसीव् न करोत् कुर्वन्नस्ति न उन्नयन्नस्ति अतः किञ्चित् कम्प्लेण्ट् दास्यामः इति भवतः समीपे आगतवती यतः

ह्यः यदि यदा उक्तवन्तः उक्तवन्तः वयं तदानीन्तु ओं कृतवानासीत् इदानीं तु काल् अपि न उन्नयन्नस्ति अतः किञ्चित् कम्प्लेण्ट् एव दास्यामः इति यतः अस्माकमपि विलम्बः भवति एवं कुत्र कुत्र गन्तव्यमि चिन्तितवन्तः तत्र सर्वत्र गन्तुमपि न शक्नुमः अतः चिन्तयन्तु